पञ्चाधिकद्विसहस्रतमवर्षस्य आगस्ट्मासस्य नवमः दिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य जन्वरिमासस्य अष्टमः दिनाङ्कः द्विसहस्रतमवर्षस्य आगस्ट्मासस्य द्वितीयः दिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य जन्वरिमासस्य पञ्चदशः दिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य जन्वरिमासस्य नवमः दिनाङ्कः